हा हलो हरिः ओम् हा नमस्ते वदतु हा अस्तु

अस्तु अस्तु हा

भवत्याः ब ब दूरवाणी समीचीनतं भजति एव हा वयम् एता एतादृशकार्यमेव वयं कुर्मः तत्र ये गृहम् इच्छन्ति तेभ्यः वयं गृहं दर्शयामः गृहाणि दर्शयामः तेषामिच्छानुसारं ते सन्तुष्टाः भवेयुः तदा वयं तस्य ब व पूर्णतया समापनम् भवद्भिः कुर्मः कार्यं निर्वर्तयामः परन्तु अग्रे कुत्र कुत्र भवती पश्यन्ती अस्ति

ब बहूनि गृहाणि सन्ति यथा भवती इच्छति तथैव तत्र स्यात् तद् चिन्ता एव नास्ति तत्र इदानीं जवानीर् मध्ये इदानीम् अस्माकं चत्वारि सौधानि निर्माणीयानि भवन्ति निर्माणमिदानीं सद्यः ब जायमानमस्ति इति कृत्वा तत्र सर्वाण्यपि चत्वारि ग सौधानि दश अट्टात्मकानि दश अट्टात्मकानि प्रत्येकं चत्वारि गृहाणि भवन्ति इति कृत्वा चतुर्विंशत् ग अट्टानि तद् गृहाणि लभ्यन्ते प्रति सौधं हा इति कृत्वा हण्ड्रेड् अण्ड् सिक्स्टि षष्ट्युत्तर ब शतं षष्ट्युत्तर एकशतं गृहाणि भवितुम् अर्हन्ति परन्तु अत्र अर्धान्त गृहाणि आल्रेडि बुकिङ्ग् पञ्चीकृतानि भवन्ति

हा द्वि द्वि त्रि बि हेच् के अस्ति टु बि हेच् के अस्ति वन् बि हेच् के अपि अस्ति एक प्रकोष्ठात्मक गृहाणि अपि लभ्यन्ते परन्तु ब् तावान् अधिक गृहं तावान् तावन्ति अधिकगृहाणी न सन्ति एक प्रकोष्ठात्मकानि द्विप्रकोष्ठक् द्विप्रकोष्ठात्मकानां गृहाणां प्राचुर्यमस्ति तस्य बाहुल्यं अस्त्येव प्रकोष्ठक प्रकोष्ठक त्रयं चेत् किञ्चित् तत् बहु शीघ्रं तस्य रेजिस्ट्रेशन् पि ब् बुकिङ्ग् अपि जा सञ्जायते कि चेत् स्थितिः अस्तु अस्तु द्विप्रकोष्ठात्मकं चेत् ग ब तत्र विषयं तस्य चतुर्दशशतं भवति चतुर्दशशतात्मक स्क्वेर् फ़ीट् भवति तत्र चतुर्दशात्मक नाम एत् कामन् एरिया अतिरिच्य कामन् एरिया चतुश्शतं स्क्वेर् फ़ीट् तत्र योजनीयं भवति इति कृत्वा अष्ट अष्टा दश शतम् इत्येव वयं गणयामः

कार् पार्किङ्ग् स्टिल्ट् पार्किङ्ग् अस्ति तत्र कार्यानम् तत् अधस्तादेव सौधानां अधस्तादेव डबल् पार्किङ्ग् अपि लभ्यते कम्पौण्ड् तद् आवृत्ति मध्ये अपि स्थापयितुं शक्नुमः बालकानां क्रीडार्थमपि अस्ति बालकानां क्री द् द् अस्ति तत्र तरणार्थमपि तद् जलाशयः कृतः अस्ति ह्रदः अस्ति तत्र जलह्रदः तत्र निर्मितः अस्ति तदन् तद् ब्ब्ब् ब् त् चतुर्दश सहस्रं पर् स्क्वेर्फ़ीट् इति अस्माभिः इदानीं मूल्यं मूल्यस्य निर्णयं कृतवन्तः सत्यं कदाचिदपि भवति अत्र आगत्य अस्माकं कार्यालयमत्र म् म् मैन् रोड् मध्ये एव अस्ति यत्र अडयार् सिग्नल् अस्ति किल न ततः निकटे एव अस्ति तत्र ब्ब् तद आगत्य कदापि मम नाम राधकृष्णः कदापि अत्र आगत्य पृच्छतु वयं स्मार्ट् विसिट् अपि तस्य कुर्मः अस्तु अस्तु अस्तु नमस्ते